भारतं सांस्कृतिकपरम्पराणां विश्वासानां च बहुरूपदर्शकं दर्शयति येन अन्यदेशानां तुलनेन अयं यथार्थतया अद्वितीय अस्ति हिन्दु इस्लाम् इसायि सीक् बौद्ध जैन आदीनां धार्मिकविविधतायाः तायाः कारणात् अनेकाः विशिष्टाः परम्पराः सन्ति त तस्य कारणात् अनेके भिन्नाः उत्सवाः आचर्यन्ते यथा होली दिवा दीपावली ईद् इत्यादयः अस्ति इत्यादयः सन्ति एतेषु विविधानि खाद्यानि निर्मीयन्ते उत्सवाः नृत्यादि विविधाः कलारूपाः सम्पूर्णने भारते प्रसृताः सन्ति यदा भरतनाट्यम् इति कत् का आदि नृत्याः सन्ति अस्माकं देशे अनेकाः प्रकाराः च अद्वितीयाः प्रत्ययाः सन्ति यथा कर्मः धर्मः अध्यात्मत्वम् अध्यात्मम् अध्यात्मत्वं मीमांसा च प्रकृतेः आदरः इत्यादयः स्मर्तव्यं यत् एते केवलं व्यापकसामान्यकरणानि स् एव सन्ति भारतस्य सांस्कृतिकं पारि परिदृश्यं च विविधं निरन्तरं विकसितम् अस्च अस्ति प्रत्येकं प्रदेशाः ह प्रत्येकं प्रदेशः समुदायः व्यक्तिः च एतेषां परम्पराणां विश्वासानां च स्वकीयाः विशिष्ट वाक् व्याख्याः विविधते विविधताः च भवितुम् अर्हन्ति